ब्रेस्लेट् धारणेन एकं तु हस्ते कण्डूतिः भवति पुनश्च तत् सुवर्णस्य स्वीक्रियते इति कृत्वा महान् धनव्ययः अपि भवति एवं तस्य उपयोगः नास्ति इति कृत्वा तत् न सम्यक्